अस्माकं प्रान्ते अधिकाः वृक्षाः सन्ति तेषु औषधवृक्षाः अपि बहवः विद्यन्ते पुनः तेषां वर्धनमपि यदा रासायनिकं रासायनिकैः रासायनिकैः क्षम्यतां रासायनिकैः पदार्थैः न क्रियते तदा एव तेभ्यः यत्फलं निष्पद्यते तदपि नैसर्गिकं भवति पुनः तादृशान् पदार्थान् खादत्यः गावः अपि उत्तमम् औषधगुणयुक्तं क्षीरं ददति तादृशेन क्षीरेण बालानां सर्वेषामपि स्वास्थ्यं वर्धते रोगाः रोगाणां प्रभावः अधिकः न भवति